हरि ओं गतवर्षे अहम् एकम् एकां जङ्गमवाणीं क्रीतवान् रियल्मि एक्स्टि इति कार्यं तु सम्यकेव करोति किन्तु तत्रापि किञ्चित् लोपाः दोषाः सन्ति एकं तु सिक्स् पायिण्ट् फोर् इञ्च् अस्तीति कारणतः कोषे नयनं किञ्चित् कष्टं पुनः चार्ज् करणसमये शीघ्रम् उष्णं भवति अनन्तरं फैव्जि सपोर्ट् न करोति इति कारणतः पुनः नूतनजङ्गमवाणी क्रेतव्यं भवति तद् अस्मिन् विषये द्रष्टव्यम् अस्माभिः